हरिः ओम् अहम् अर्धघण्टायाः पूर्वम् एकं चपातिका द्वयं नान् इति आर्डर् कृतवान् आसं किन्तु तद् हित्वा मम कृते चपातिका त्रयं पञ्चनान् अपेक्ष्यते